अहं कुत्रापि पाकप्रतियोगितायां वा दूरदर्शनकार्यक्रमे वा भागं न गृहीतवती किन्तु अहं गृहे गृहे भूत्वा एव तत्पाकं कृत्वा गृहजनान् जनाः किम् अपेक्षन्ते कस्मिन् भोजने तेषां रुचिः अस्ति तद् दृष्ट्वा अहं पाकं करोमि तेषां सन्तोषं दृष्ट्वा अहमपि सन्तोषम् अनुभवामि यूटूब्मध्ये वीडियो किमपि न स्थापितवती किन्तु यूट्यूब् दृष्ट्वा तद् यूट्यू यूट्यूब् दृष्ट्वा कानिचन पाकं कानिचन ऐटम्स् तत् करोमि तद् कानिचन ऐटम्स् सम्यक् भवति कानिचन न सम्यक् न आगच्छति यद् यद् सम्यक् आगच्छति तद् अहं पुनः करोमि सम्यक् न आगच्छति चेत् अहं त्यजामि स्वयमेव अहं तद् किञ्चित् प्रयत्नं कृत्वा वा तादृशं करोमि गृहजनाः सन्तोषम् अनुभवन्ति तावदेव